गतेषु वर्षेषु भारतीया अर्थव्यवस्था बहु समीचीनतया वर्धिता तस्य वर्धने कारणीभूतानि मुख्यानि इमानि कारणानि सन्ति यथा लघुद्योगे प्रचलनम् अधिकं प्रचलनं तथा च सर्वकारीयक्षेत्रे तत्र अधिकं वर्धनं तथा च आयातः निर्यातेषु निर्यातयोः इकोनामिक् ग्रोत् अधिकं वर्तते तथा च पर्यटनक्षेत्रे अधिकम् उद्योगः अपार्चुनिटीस् वर्तते तस्माद् तथा च या कारखानदारी वर्तते फ़्याक्ट्रीस् वर्तते तस्मिन् फेक्ट्रीस्मध्येपि लोकोपयोगी प्रोडक्ट्स् निर्माय इकोनामिक् ग्रोथ् बहु समीचीना वर्तते अरा च डिजिटल् ब्याङ्किङ्ग्मध्ये वित्तीयक्षेत्रे अतिशय व्यापकतया प्रभावः यदस्ति यथा अधुना तु सर्वे जनाः क्याश्लेस् व्यवहारं कुर्वन्ति एव तथा च नेट् ब्याङ्किङ्ग् माध्यमेन दूरस्सन्नपि वयम् ट्रान्साक्षन्स् कर्तुं शक्नुमः तथा च अस्माकं सेविङ्ग्स् अपि तत्र बहु वर्तन् वर्धन्ते